वेदपाठस्य तावत् अभ्यासाय अष्टौ विकृतयः प्रोक्ताः सन्ति जटापाठः क्रमपाठः जटादिपा रे रेखा पाठः इत्यनेन प्रकारेण अष्टौ विकृतयः वेदमन्त्राणाम् अभ्यासार्थम् एते अष्टौ पाठाः प्रतिपादिताः सन्ति तत्र संहितापाठस्यैव मुख्यत्वं विद्यते यतो हि संहिता पाठः एव अनादिः विद्यते संहिता पाठेनैव तावद् यज्ञयागादिकं कर्तुं शक्यते अस्माकं विश्वविद्यालये यजुर्वेदः विद्यते यजुर्वेदः यजुर्वेदस्य प्राध्यापकः विद्यते यजुर्वेदः पठ्यते पाठ्यते च पाठ्यते च अतः अत्र विश्वविद्यालये यजुर्वेदस्य अध्ययनं विधीयते